विज्ञानतन्त्रज्ञानेषु वृत्तिजीवनं कर्तुम् इच्छन्तं मित्रम् अहं वदामि यत् तेषां वाञ्छितविशेषज्ञतायाः आधारेण एतत् मूलभूतं ज्ञानम् एस् टि इ एम् विषयेषु तथा तत्सम्बन्धितप्रौद्योगिकी उपाधिषु प्रदातुं शक्यते यत्र जैविकविज्ञानं जैवचिकित्साविज्ञानं रसायनशास्त्रं सङ्गणकविज्ञानम् अभियान्त्रिकी यथा विद्युत् यान्त्रिकं रासायनिक नागरिकं वायुयानस्थानम् इत्यादयः सामग्रीक ज्ञानं गणितं चिकित्साशास्त्रम् औषधशास्त्रं च सन्ति विज्ञानं भौतिकशास्त्रञ्च यदि कोऽपि चिकित्साप्रौद्योगिक्याः नवीनतां कर्तुं रुचिं लभते तर्हि जीवविज्ञानं रसायनशास्त्रं चिकित्साशास्त्रञ्च प्रत्येक क्षेत्रस्य मौलिकज्ञानं दास्यति इदानीं यदि कोऽपि रोबोटिक्स् इञ्जिनियरिङ् क्षेत्रे गन्तुम् इच्छति तर्हि यान्त्रिक इञ्जिनियरिङ् विषये प्रथम उपाधिः बुद्धिमान् विकल्पः भवितुम् अर्हति विज्ञानतन्त्रविज्ञान शिक्षायाः कृते भारत भारते महाविद्यालयः विश्वविद्यालयः भवन्ति टाटा मोतिक अनुसन्धानसंस्थानं टि ऐ एफ् आर् इति भारतीयविज्ञानसंस्थानं ऐ ऐ एस् सि बेङ्गलूरु भारतीय प्रौद्योगिकीसंस्थानम् ऐ ऐ टि बाम्बे इति भारतीयप्रौद्योगिकीसंस्थानम् ऐ ऐ टि माद्रासः भारतीयप्र प्रौद्योगिकीसंस्थानम् ऐ ऐ टि देह्ली देह्ली विश्वविद्यालयः इतोऽपि भारतीयप्रा प्रौद्योगिकीसंस्थानम् ऐ ऐ टि गान्धिनगरः पञ्जाब्विश्वविद्यालयः च